मम वैयक्तिकरूपेण संस्कृतिम् उद्दिश्य विषयः किम् इत्युक्ते प्रति प्रति कुटुम्बे कुटुम्बेषु संस्कृतिं निश्चयेन पालनीयं बालकानां कृते निश्चयेन मातापितरौ बोद् बो बोधितव्यम् तद् जीवनस्य कृते बहु आधारः मुख्यः आधारः भविष्यति यथा संस्कृतिं बालकानां कृते पुत्र पुत्राणां कृते वयं बोधयामः तथा स संस्कृतभाषा अपि निश्चयेन तद् उत्तमरीत्या आगच्छति किमर्थम् इत्युक्ते सर्व सर्वाणि शास्त्राणि सर्वाणि संस्कृ सं सांस्कृतिकविषयानि सर्वं संस्कृतेन एव सन्ति